प्रारम्भिकाः बैकिङ्ग् आसक्ताः समान्यतः अतिवेगेन यानं चालयितुम् इच्छन्ति पुनः ते वीलिङ्ग् इत्यादि प्रदर्शनं कर्तुम् इच्छन्ति पुनः अतिदीर्घयात्रां दू कर्तुम् इच्छन्ति एतादृशान् सामान्यान् दोषान्ते कर्तुम् अर्हन्ति तद् कथं निवारयितुं शक्यते इति चेत् सामान्यतः अतीव वेगेन अस्माभिः न गन्तव्यं कारणं तत् सुरक्षादृष्ट्या अपि सम्यक् नास्ति द्वितीयम् इन्धनमपि बहु शीघ्रं समाप्तं भवति येन अस्माकं धनव्ययः अपि भवति पुनः प्रदर्शनादिकं कार्यं वीलिङ्ग् इत्यादि तदपि करणं सम्यक् नास्ति यदि तावद् कर्तुम् इच्छा अस्ति किञ्चित् सुरक्षितस्थाने तादृश विशेषस्थाने कर्तुं शक्यते अथवा सिकताः यत्र सन्ति तादृशस्थाने चेत् पतने अपि समस्या न भवति दीर्घयात्रा करणं तत्र अस्माकम् अपेक्षितमात्रेण सिद्धता अपि न भवति तदर्थम् बहुदीर्घयात्रा आरम्भे मास्तु लघुयात्राः अर्थात् एकघण्टात्मकयात्रा घण्टाद्वयात्मकयात्रा तादृशमिति सिद्धतां कृत्वा किं किं नेतव्यं कथम् इन्धनं पूरणीयं कथम् अवरोधकं ब्रेक् इत्यादि चेक् करणीयं सर्वमपि परिशीलनं सर्वम् अयं पठितुं शक्नुमः एतादृशं वयं दोषान् निवारयितुं शक्नुमः मुख्यतया बैकर्स् इति एतैः के नियमाः पालनीयाः इति चेत् यथा पूर्वमेव उक्तम् अतिवेगः ओवर् स्पीड् तत् निवारणीयम् मुख्यमार्गे यत्र अन्ययानानि चलन्ति तत्र निश्चयेन वीलिङ्ग् इत्यादि प्रदर्शनकार्यं न कर्तव्यम् अन्येषाम् उपरि घटनं वा अथवा अन्येषां भीतिः यथा भवति तादृशं विषमचालनं वा अस्माभिः न कर्तव्यम् इतोऽपि सरलतया वक्तव्यं चेत् मार्गनियमाः इति ये सन्ति सम्वर्धन यानसम्वर्धननियमाः ट्राफ़िक् रूल्स् इति ये सन्ति तेषां सर्वेषां नियमानां अक्षरशः पालनं सर्वैः अपि करणीयम्